अहं क्रीडाक्षेत्रे बहु भागग्रहणं कृतवानस्मि नाम मम शाला शालायाम् अपि अहं क्रीडायां बहु इच्छा आसीत् तत्र शालायां मम पि टि सर् दैहिकशिक्षकः एव मम ऐच्छिकशिक्षकः एव आसीत् फ़ेव्रेट् टीचर् इति वदामः तत्र अहं बहूनि क्रीडाक्षेत्रेषु भागं गृहीतवानस्मि तत्र भागग्रहणेन स्वास्थ्यस्य सुष्ठुता बहु सम्यक् भवति मम स्वास्थ्यं क्रीडां यदा आरब्धवान् तदा आरभ्य मम स्वास्थ्ये किमपि अस्तव्यस्तः न जातमस्ति तत्र विजेतॄणां कृते भागग्रहीतुः भागग्रहीतॄणां कृते कार्यक्रमाः आयोजिताः भवन्ति तत्र बहूनि सर्टिफ़िकेट् मेड्ल्स् इत्यादि तेन तद् यच्छन्ति अस्माभिः अस्माकं कृते अस्माकं कृते ताः सर्टिपिकेट् सर्वे अस्माकं लाभाय भवन्ति किमर्थम् इत्युक्ते वयं कुत्रापि अड्मिशन् निमित्तं गच्छामः तत्र ते पत्रं पत्राणि तानि पत्राणि सर्टिफ़िकेट्स् अस्माकं स्पोर्ट्स् द्वारा लाभाः भवन्ति तत्र वयम् स्पोर्ट्स् कोटा मध्ये गन्तुम् अर्हामः इति